भोः महाभाग मम समीपे इदानीं तत्र दातुं पूर्णतया धनं नास्ति तदा तदर्थम् अहं यु पि ऐ द्वारा अथवा फ़ोन्पे गूगल्पे द्वारा यदि धनं प्रेषयामि चेत् मम उपकाराय भवति तदर्थं भवतः यद् यु पि ऐ अड्रेस् वर्तते अथवा पेटिएम् गूगल्पे वर्तते तत् किमपि व वर्तते वा वर्तते चेत् तव संख्यां मम माम् यच्छतु तीरहं त्वां धनं दास्यामि तेन च मम साहाय्यं भवति अतः भवान् उपकारं करोतु इति त्वं विज्ञापयामि